बहुभ्यः वर्षेभ्यः पूर्वं यदा अहं दूबै प्रदेशे कार्यं कुर्यं कुर्वन् आसम् नाम उद्योगं कुर्वन् आसम् तदा मया सहोद्योगी आसीत् कश्चन् स्थानीयः तेन साकं तावत् अस्माकं सम्बन्धः सम्यक् नासीत् तथापि एकवारं वा द्विवारं वा तेन साकं कार्यं करणीयम् इति परिस्थितिः अभवत् किन्तु बहु कष्टेन तेन साकं सम्भाष्य कार्यं कृतवान् आसम् तेन साकं बहु प्रीत्या अहं सम्भाषणं कृत्वा तावत् कलहम् अकृत्वा कार्यं कर्तुं प्रयत्नं कृतवान् अतः कलहः नाभवत् तथापि मम मनसि एतादृशः अभिप्रायः आसीत् तेन साकं पुनः कार्यं न करणीयम् इति